मम जीवने बाल्ये अहं प्रायः यदा चतुर्थवर्षीयः आसं तदानीं मया एकः वृक्षः आरूढः तस्मिन् वृक्षे बहूनि फलानि आसन् अतः तानि फलानि चेतुम् अहं वृक्षमारूढवान् तदुत्तरं वृक्षारोहणानन्तरं फलानाम् उपलब्ध्यर्थं मया वृक्षस्य बहु उपरि गतं तदुत्तरं यदा अहम् अग्रे गतवान् तदानीं वृक्षस्य शाखासु अहं लग्नः तत्रैव अहं सङ्कीर्णः बहिरागन्तुम् अशक्तः यद्यपि फलं चित्वा अहं खादितवान् तथापि वृक्षस्य अवरोहणं मम क्लेशाय जातं तदर्थम् अहं किं कृतवान् इत्युक्तौ वृक्षस्य शाकां गृहीत्वा पतितुं दृष्टवान् किन्तु बहु उपरि आसम् इति कृत्वा यदि अहं पतामि तर्हि तत्र मम वृणादिकं भवति स्म अतः अहं रोदनं कर्तुम् आरब्धवान् तदानीं मम पितरौ इदं ज्ञात्वा तत्र आगतवन्तौ तदुत्तरं मम पिता वृक्षम् आरुह्य मां गृहीत्वा अधः आनीतवान् तदुत्तरं मां सम्यक् ताडितवान् एतेन मम इदं ज्ञातं यत् यदा अस्माभिः यावत् कार्यं कर्तुं शक्यते तावदेव कर्तव्यं ततोप्यधिकं कार्यं यदि क्रियते तर्हि क्लेशः अस्माकमेव भवतीति मम ज्ञातम् अतः तदानीमारभ्य अहमिदं सर्वदापि स्मरामि